भारते लोकप्रियाः योगगुरवः बहवः सन्ति ते योगप्रदर्शनेन तथा तद्विषयकभाषणेन मां प्रेरयन्ति किमर्थम् इत्युक्ते योगः मनुष्याणां मुक्ति साधनाय एक एकः मार्गः प्राणायामादियोगसाहाय्येन मोक्षसाधनं तथा चित्तशुद्धिद्वारा भगवदाराधनेन मोक्षं लभ्यन्ते योगशास्त्रे प्रथमं सूत्रमस्ति योगश्चित्तवृत्तिनिरोधः इति चित्तस्य समतोलनमेव योगः योगशास्त्रस्य कर्ता पतञ्जलिमहर्षयः सन्ति